मम जीवने महत्कष्टम् एतद् अस्ति यत् मम कथयामि मम मम पितामहस्य यदा इहधाम इहधामत्यागः आसीत् नाम यदा मम पितामहः दिवङ्गतः सः एव

तस्मिन्नेव काले मम मम मया लब्धः समाचारः यत् मम पितामहः इदानीं नास्तीति तस्मिन् काले तु महत्कष्टमासीत् यतोहि तस्य जीवनकाले तु ते सं समग्रं जीवनं तु संस्कृताय एव दत्तवान् अतः एव सः मम कृते प्रेरणारूपः आसीत् एवं च सः स्वकीयभाषायां भागवतस्य उत्कलभाषायाम् अनुवादं कृत्वा एकपुराणं लिखितवान् अतः एव सः तु अत्यन्तं धार्मिकः धार्मिकव्यक्तयः आसन् अतः एव सः तु मम कृते प्रेरणादायकः आसन् परन्तु तेषां यदा दिवङ्गतः जातः तदा अहम् अत्रैव मम प्रदेशे एव न आसम् अहं तु नवदिल्लिमध्ये आसं तस्मिन् काले तु भाष्यपरीक्षायां कथं प्रदर्शनं करिष्यामि इति विषये चिन्तनं नासीत् परन्तु कथं शेषदर्शनं कर्तुम् इच्छा करणं भविष्यतीति विषये चिन्तायां चिन्तयामि तदा तु किम् आसं यत् सं झटित्येव आगमनं दूरात् आगमनं न सम्भवम् आसीत् अतः एव तत्रैव स्थित्वा मम प्रदेशस्य कृते किञ्चित्करोमीति चिन्तयित्वा एव प्रतियोगितायां स्पर्धायां भागग्रहणं कृतवती

न जातम् एवं च नाम अन्तिमकाले अहं तेषां दर्शनमपि कर्तुं न शक्नोमि इति चिन्तयित्वा तस्मात् कष्टात् बहिरागमनं तु कदापि न भविष्यति परन्तु इदानीं चिन्तयामि यत् तस्मिन्नेव काले अपि अहं संस्कृतविषये एव किञ्चित्कार्य करणे एव रतः आसम् अतः एव चिन्तयामि यत् मम पितामहः अपि यदि जीवितम् अस्ति अस्ति स्यात् तर्हि सः अपि नाम मम उपरि अत्यन्तं सुखी भविष्यति यत् करोति सा किमपि इति चिन्तयित्वा एव तस्मात् कष्टात् बहिरागमनं भवति अन्यत्किमपि नास्ति